प्रहल्लादजोषि इति चतुरुत्तरद्विसहस्रतमे वर्षे एप्रिल्मासे सम्भूते सार्वजनिकलोकसभा निर्वाचने धारवाड उत्तर क्षेत्रचितः प्रहल्लादजोषि महोदयः सा चतुर्दशी लोकसभा निर्वाचने दार्वाड् उत्तरभागस्य प्रतिनिधिः अभूत् एषः स्वस्य उत्तमकार्यैः जनानां प्रीतिपात्रः पुनः नव उत्तरद्विसहस्रतमे वर्षे सम्भूते लोकभानिर्वाचने बहूनां मतानाम् अन्तरेण द्वितीयवारं सः चितः अभूत् श्रीप्रहल्लाद् जोषिमहोदयः द्विषष्टिः अधिकनवदशतमे वर्षे नवम्बर्मासस्य सप्त विंशतितमे दिनाङ्के विजापुरनामनगरे जन्म प्राप्तवान् तस्य पिता श्रि वेङ्कटेश जोषि माता मालतीबायि तस्य प्राथमिकशिक्षणं सः रेल्वेशालायाम् अभवत् माध्यमिकशिक्षणं नगरस्य नूतन आङ्गलमा भाषामाध्यमशालायां प्राप्तवान् बि ए पदवीं प्रतिष्ठितात् केली संस्थायाः श्रीखाडसिद्देश्वरकलामहाविद्यालयात् प्राप्तवान् एषः नवमवर्षीयः यदा आसीत् तदा एव राष्ट्रीयस्वयंसेवकसङ्घस्य कार्यकर्ता आसीत् सङ्घस्य विभिन्नानि उत्तरदायित्वानि समर्थतया निरूढवान् दारवाडस्य लोकशिक्षणसंस्थायां दर्मदर्शीभूत्वा कार्यमकरोत् नासुहाडिकरेण स्थापितायाः हुब्बळ्ळिशिक्षणसंस्थायाः श्रीमति विद्याहञ्चन मनि पदवीपूर्वमहाविद्यालयः च कार्याध्यक्षः भूत्वा कार्यं निरूढवान् प्रह्लादजोषि महोदयः स्वोद्योगे आसक्तिः नासीत् एषः अंशभागी भूत्वा षट् अशीति उत्तरनवदशशततमे वर्षे विबव केमिकल् इति लुघु लुघु उद्यमस्य आरम्भं कृतवान् एतत् सर्वेषां श्रमेण बृहत्तु उद्यमरूपं जातं एषः द्विनवति उत्तर एकोननवतितमे वर्षे नवम्बर्मासे बागल्कोटमण्डलस्य तौ द्वितीनांम्नीं लिपिकारस्य पुत्रीं परिणीतवान् तयोः त्रीणि अपत्यानि जातानि तदा कार्यप्रवृत्ताः एषः द्विनवति उत्तर एकोन विंशतितमे वर्षे डाक्टर् मुरुळिमनोहर् जोषि महोदयस्य काश्मीरं रक्षतु इति एतस्य आन्दोलनं नेतृत्वं वहन् राजनैतिकक्षेत्रं प्रविष्टवान् अनन्तरं एषः हुब्बळीकित्तूर्चन्नम्माक्रीडाङ्गणे ध्वजारोहणाय बहूनि विघ्नानि आगतानि किन्तु बहु परिश्रमेण ज्योषिमहोदयः ध्वजारोहणे सफलः अभवत् अत्रत्यजनानां मनसि ज्योषिमहोदयः एकः समर्थः नायकः इति दृढनिश्चयः जातः

केन्द्रसचिवमण्डले सः मन्त्रीभूत्वा उत्तमकार्याणि कुर्वन्नस्ति सः स्वनगरमागत्य जनानां प्रीतिम् अनन्तरं कार्यं च करोति अतः